हरिः ओम् अस्तु भवतः गृहं कुत्र अस्ति अस्तु अस्तु अहम् इदानीम् आर्च् समीपे एव आगतवान् इदानीं कुत्र आगन्तव्यम् भवती गृहात् बहिः आगच्छति वा

कुत्र समस्या अस्ति इति दर्शयति वा एतत् नष्टं जातं भोः ओहो एतत् बहु पुरातनमस्ति नूतनमेव स्थापनीयम् तत्र प्लास्टिक् नलिका इति लभ्यते स्टील् नलिका अपि लभ्यते किम् अपेक्षितं प्लास्टिक् द्विशतं रूप्यकाणि स्टील् पञ्चाशत् रूप्यकाणि भवति प्लास्टिक् तु द्विशतं रूप्यकाणि स्टील् पञ्चाशत् रूप्यकाणि भवति आं चिन्ता नास्ति अहं स्थापयामि परन्तु प्लास्टिक् नलिकायाः गुणवत् सम्यक् नास्ति अधिककालं न आगच्छति इति आं न न न्यूनं कर्तुं न शक्यते यतो हि स्टेन् लेस् स्टील् अस्ति एतत् द्विशतं रूप्यकाणि भवति द्विशतं रूप्यकाणि अस्तु अस्तु ददातु ददातु ददातु करोमि अस्तु अस्तु इदानीं समयः नास्ति अहं श्वः आगच्छामि